आगस्ट् फि़फ़्टीन्थ् अगस्ट् मासस्य पञ्चदशदिनाङ्कः स्वातन्त्रदिनोत्सवः जनवरि मासस्य षड्विंशति दिनाङ्कः गणराज्योत्सवः जून् ट्वेण्टिफ्स्ट् जून् मासस्य एकविंशतिदिनाङ्कः अन्ताराष्ट्रीय योगदिनम् जून् फि़फ़्थ् जून् मासस्य पञ्चमदिनाङ्कः अन्ताराष्ट्रीयपर्यावरणदिवसः